तन्त्रज्ञानेन केचन दोषाः मम जीवने तु अनुभूयन्ते प्रातरुत्थाय पूर्वम् अहं देवदेवीनां चित्रपटानां दर्शनं करोमिस्म इदानीं चलवाण्याः दर्शनं प्रथमं का समयः विलम्बेन उत्थितः वा समये उत्थितः वा इति प्रथमं चलवाणी चलवाण्याः दर्शनं पश्चात् पूजासमये उपविशामि कापि चलवाणी आगच्छति दृष्टिः ध्यानेन भवति अतः एवं आध्यात्मिकभावना भाव साधनायाम् कण्टकरूपेण वर्तते एकः विषयः एवं प्रातःकालतः आरभ्य रात्रिपर्यन्तं भिन्नभिन्नसमयेषु अनावश्यकतया विविधाः समस्याः अनुभवामि प्रधानतया चलवाण्याः वयं जानीमः वैब्रेशन्स् स्थितिः तेन कारणेन शरीरे नराणां विषये किञ्चित् क्षीणता अपि दृश्यते गच्छतिकाले अनुभूयम् अनुभूयते एषा समस्या यदा वयः वर्धमानं भवति तदा समस्या अवगम्यते अपि च यदा परितः मां परितः जनाः उपविशन्ति प पूर्वं बहुविधरूपेण हास्यकनिकाः करो कुर्म स्म मिलित्वा परस्परम् इदानीं तादृशी भावना भावना नास्ति गृहे अपि वयं पार्श्वे पार्श्वे अहं मम पत्नी द्वो द्वावपि पार्श्वेपार्श्वे उपविश्य चलवाण्यां पश्यतः सम्भाषणं कुरुतः मुखं मुखमपि न पश्यतःस्म आवाम् आवां स्पो आवां द्वावपि न पश्यावः दूरदर्शनमपि चलद्भवति द्वयोः हस्तयोः मध्ये चलवाणी भवति किन्तु परस्परमुखदर्शनमपि क्लेशाय अस्ति एवं चलवाणी भवतु यन्त्रम् अन्य यन्त्रं सङ्गणकं वा भवतु टिवि वा भवतु यन्त्राणि मानवसम्बन्धानां दूरीकरणे अत्यन्तम् अग्रगामिनानि सन्ति एतानि साधनानि अपि च सायङ्काले विविध पाठशाला सम्बद्ध कार्यक्रमेषु वा तदानीम् अध्यापकाः कान् अंशान् सूचयन्ति इत्यस्मिन् सन्दर्भे दर्शनं चलवाण्या एव भवति अन्ये किं वदन्ति इति तत्र ध्यानं न भवति एवं का कार्याणि अपि नष्टानि भवन्ति रात्रौ शयनात् पूर्वं शयनार्थं हस्ते चलवाणी भवति तस्याः चलनम् अर्धघण्टां यावत्तु भवति चलवाण्यां किं किं भवतीति वैज्ञानिकाः वैद्याः किं वदन्ति शयित्वा चलवाण्याः दर्शनं न करणीयं बुद्धेः मन्दगतिः भवतीति तीक्ष्णता नष्टा भवतीति वदन्ति तदपि ज्ञात्वा तन्त्रांशस्य उपयोगितायाः अभ्यासः जातः इत्यतः दुर्व्यसनरूपेण अहम् अनुभवामि अतः एवं मम आरोग्यविषयेऽपि तन्त्राणां प्रभावः महान् दृश्यते दुष्प्रभावं दर्शयति तन्त्रज्ञानम्